पशुपालने प्रयुक्ताः आहारः तृणं भवति इङ्गलिष् भाषायां यद् वदामः गोपाल् फीड्स् इत्यादिकं भवति पृष्टं यद् भवति तद् दास्यामः नो चेत् शुष्कं तृणं वा दास्यामः एतत् स्वरं सर्वं वयं दास्यामः चेत् उत्तमरीत्या पशुः अपि भवति तदनन्तरम् उक्तम उत्तमरीत्या क्षीरम् अपि प्राप्तुं शक्नुमः स्वस्थम् उत्पादनार्थं पशूनां कृते गुडं वा नो चेत् तस्य आरोग्यक्षीणः भवति चेत् नागवल्लीं वा वयं दास्यामः चेत् अधिकतया उत्तमतया आरोग्यं स्वास्थ्यं प्राप्तुं शक्यते एवं कृषिवलाः तृणं दत्वा शुष्कतृणं दत्वा नो चेत् तण्डुलप्रक्षालनस्य जलं दत्वा पशूनां पालयन्ति